भोः नमस्काराः हं आम् आम् आम् अहमपि आटोरिक्ष ड्रैवर् एव आम् आ कुत्र गतवान् भोः हा तत् प्रति यत् अधिक दूरं भवति आम् आम् किं किं आम् आम् आम् आम् आम् आम् आम् हा प्र प्रसिद्धः सरोवरा तत् समुद्रः हा समुद्र हा हा आम् आम् आम् भोः ना नाम किम् ग्रामं किम् आम् आम् हा तत् किञ्चित् दूरं भवति हा आम् आम् आम् तस्यापि न्यूनः आम् कः कुत्र अस्ति आम् अत्र बप्पनाडु इति प्रसिद्धस्थलः भवति तत्र अपि डिस्को आगतवान् आम् आम् आम् आम् अहं तस्य प्रदेशस्य भक्तः हा नास्ति तत् किञ्चित् किञ्चित् अपि अस्ति आम् आम् आम् हा आम् आम् आम् अहं कुत्र वाहनस्य स्थापनं करोमि आम् आम् आम् आम् आम् भोः कि आपणः किम् आपणः नास्ति वशनभूषण किम् आम् आम् आम् आम् उपरि आम् आम् आम् आम् आ आम् प्रैस् आम् आम् आ आगतवान्